तन्त्रज्ञानस्य आविष्कारः प्रतिदिनं भवति प्रत्येकस्मिन् दिनेऽपि विशिष्य विशिष्य तन्त्राणि तन्त्राणि नूतनानि आगच्छन्ति तत्र परिष्कारोऽपि भविष्यति कदा यदा कदापि यस्य कस्यापि तन्त्रस्य तन्त्रज्ञानस्य च सा परिष्कारः भवत्येव विदेशेषु यदा भवति बहुकालानन्तरं कदाविद् अन्येषु देशेषु तदागच्छति अन्यथा किम् अत्यन्तम् अग्रे गतेषु देशेषु अमेरिका इत्यादिदेशेषु तत्तद्दिने एव तत्सर्वं तन्त्रज्ञाने आविष्काराः भवन्ति विशिष्य यदि वयं भारतं पश्यामः तर्हि अत्र सर्वदा तन्त्रज्ञानं विलम्बेन आगतमस्ति सद्यः दशभ्यः वर्षेभ्यः तन्त्रज्ञानं काले काले उपरि आगच्छदस्ति अन्यथा तु पूर्वकाले बहु विलम्बेन जातं दूरदर्शनस्य अन्वेषणं तु नैण्टीन् फ़िफ़्टी कालेव जातम् अस्माकं भारते आगतं नण्टीस् अथवा ऐटीस् मध्ये रामायणादिकं प्रसारितं दूरदर्शन चानल् द्वारा डि डि चानल् द्वारा अपि वार्ताः तत्र आगताः आकाशवाणी अपि संस्कृतेऽपि आकाशवाणी आसीत् श्रीमतां बलवे बलदेवानन्दसागरवर्याणां वार्ता आसीत् अन्ये अन्याः अपि तत्र वार्ताः आसन् एवं तन्त्रज्ञानस्य यदि वयं पश्यामः भारते ये तत्र नवतिशताब्दौ उत प्राप्तजन्मानः तेषां कृते तु भारते केवलमाकाशवाणी अनन्तरं दूरदर्शनस्य अभ्यासः भवति तदपि येषां गृहे वित्ताधिक्यं ते दूरदर्शनं द्रष्टुं शक्नुवन्ति स्म अन्ये सर्वे आकाशवाणीं पश्यन्ति स्म अथवा अन्येषां गृहं गत्वा ते दूरदर्शनं पश्यन्ति स्म इत्येवं दूरदर्शनम् अनन्तरं रेडियो च किं सर्वेषां तत्र आसक्तिदायकम् आसीत् अतः सर्वदा सर्वेऽपि तत्र इच्छां प्रकटयित्वा अग्रे गच्छन्ति स्म यदि मम जीवने तन्त्रज्ञानस्य प्रभावः यदि वक्तव्यः तर्हि मम जीवने तु तन्त्रज्ञानस्य महान् प्रभावः अस्ति यदहम् एकस्मिन् दिनेऽपि वक्तुं न शक्नोमि बाल्यकाले गणकयन्त्रादि उपयोगः नासीद् न ज्ञायते स्म यदा प्रथमपर्याये प्रबोधिनीगुरुकुलं प्रति गतम् अध्ययनार्थं तदानीं तत्र गणकयन्त्रस्य प्रथमपर्याये दर्शनं जातं गणकयन्त्रं दृष्ट्वा अत्यन्तं तुष्टः यदा अत्र गणकयन्त्रस्य ज्ञानं जातं तदानीं गृहे झटिति गणकयन्त्रम् आनीतवन्तः तत्कालेव टु तौसण्ड् फ़ोर् टु तौसण्ड् फ़ै काले अहं वदन्नस्मि तत्कालेव गणकयन्त्रमानीतं तदानीं तु अत्यन्तं तुष्टः फ़्लापी इत्यागच्छति स्म तद् द्वारा क्रीडादिकमपि क्रीड्यते स्म अनन्तरं सि डि ड्रैव् आगतं डि वि डि ड्रैव् आगतं पेन् ड्रैव् इत्यादि स्थापयितुं शक्यते अनन्तरं सिस्टम् इति उच्यते स्म बृहद् गणकयन्त्रम् अन्ते जानोः उपरि स्थापयितुं यथा स्यात् तथा लेप्टाप् इत्यागतम् एवम् अनन्तरं जङ्गमदूरवाणी आगता पूर्वं लघ्वी दूरवाणी आसीत् लघ्वी क्रीडा आसीत् तत्र अधुना तु अत्यन्तं बृहद् स्क्रीन् भवति बहवः क्रीडित् सकृद् क्रीडितुं शक्नुवन्ति इत्येवं तन्त्रज्ञानस्य महान्तः परिणामाः जाताः तदस्माकं जीवनेऽपि बहु परिणामं जनयति सः अस्माकं जीवने इत्यपेक्षया सर्वेषां जीवने अधुना तु वृद्धाः अपि अस्य प्रयोजनं प्राप्नुवन्ति अहं तु वदामि यथा मया प्राग् उक्तं मम बाल्यकाले एतावान् लाभः नासीदस्य किन्तु अधुना तु सर्वं तन्त्रज्ञानमयं वर्तते अथवा तन्त्रमयमस्ति यदि तन्त्रज्ञानं न तन्त्रं नास्ति एकस्मिन् दिने अथवा यन्त्रं नास्ति तर्हि महान् क्लेशः कदाचिज्जलं न स्यात् केषाञ्चित् जीवने किन्तु यन्त्रं तु अवश्यं भवति अतः अत्यन्तं तन्त्रज्ञानस्य समन्वयः सर्वेषां जीवने जातः अतः तस्य उपयोगोऽपि कर्तव्यः अस्माकं जीवने तस्य अपेक्षाप्यस्ति तेन च अन्यथा कालः अग्रे गच्छति यन्त्रमग्रे गच्छति वयम् अत्रैव भवामः अतः तन्त्रज्ञानं यथा यथा अग्रे परिष्कृतं भवति अस्माभिः तथा तथा तत् स्वीकर्तव्यम् अस्माकं जीवने तस्य समन्वयः कर्तव्यः सर्वस्य सर्वस्यापि तन्त्रज्ञानस्य उत्तमभागः तिरस्कृतः भागः इति भवति यथा उत्तमभागः अस्माकं जीवने स्यात् तथा अस्माभिः यत्नः कर्तव्यो भवति अन्यथा तस्य विपरीतः परिणामः अपि अग्रे स्यात् अधुना तु बालानां हस्तेऽपि तत्रं वर्तते यन्त्रमस्ति तत्र तन्त्रज्ञानस्य समन्वयः बालानां मनसि बहु वेगेन भवति तस्य दुष्परिणामाः बहवः दुप्र दृश्यन्ते ततः बहिरागन्तुमेव केचन अक्षमास्सन्तः विविधान् रोगपीडामपि अनुभवन्तस्सन्ति अतः तन्त्रज्ञानं यथा यथा परिणामं जनयति उपयोगं जनयति प्रयोजनं जनयति तथैव तथैव दुष्परिणाममपि अवश्यं जनयति अतः तद् विषये जागरूकः सर्वथा कर्तव्या अन्यथा बाल्यावस्थायामेव बालानाम् अङ्गवैकल्यादिदोषाः स्युः अतः पालकानां तत् कार्यं भवति तन्त्रज्ञानं यथा यथा अग्रे अभिवर्धते तदानीं तत्काले नियन्त्रणं कर्तव्यं मम जीवनेऽपि तथा जातं यदा यदा अहं तन्त्रज्ञानस्य विषये अत्यन्तम् उत्सुकः आसम् आदिनं तत्रैव आसीत् मनः किन्तु काले काले तस्य निग्रहणमपि कृतं तेन च फलमपि तत्र लब्धं काले काले सर्वं कर्तव्यम् अन्यथा विपरिणामाः बहवः भवन्ति एवं च तन्त्रज्ञानं यदि पश्यामः पूर्वं तु केचन विद्वांसः मम जीवने अहं वदन्नस्मि मम जीवने तु किं जातं गुरुकुले एव अधीतम् अतः केचन विद्वांसः विद्वांसः गुरुकुलमागच्छन्ति स्म पाठयन्ति स्म तेषां साक्षात् पाठः न लभ्यते स्म किन्तु अधुना यत्र क्वापि भवतु वा यत्र क्वापि कश्चन विद्वान् भवतु वयं ततः सर्वं पठितुं शक्नुमः तन्त्रज्ञानस्य प्रभावः मम जीवने एतद् रीत्या एवं रीत्या जातः अस्ति अतः तन्त्रज्ञानमहं सर्वदा मम जीवने समन्वयं कृतवानस्मि तन्त्रज्ञानस्य किन्तु तस्य कृते अहम् आधमर्ण्यमपि प ददामि यदि तन्त्रज्ञानं न स्यात् तन्त्रज्ञानस्य विषये ज्ञानं न स्यात् तर्हि मम जीवनं तत्रैव मध्ये स्थगितं भवति स्म अहम् इदं वा वचनं स्वयं गुरुकुले स्थित्वा वदामि इत्युक्ते बाह्यास्तु वदन्ति एव गुरुकुलीयाः अपि वदन्ति वा इत्युक्ते अवश्यं वदामः तन्त्रज्ञानं यदि न स्यात् तर्हि अग्रे जीवनं क्लेशाय स्यात् एवं च तन्त्रज्ञानं यथा यथा परिष्कृतं भवति तथा तथा अस्माभिरपि तत्र परिष्कारः कर्तव्यः अन्यथा तन्त्रज्ञानमग्रे वर्धितं भवति वयं तत्रैव भवामः एवं रीत्या तन्त्रज्ञानं यथा सौकर्यं ददाति तद्वदेव महान्तं दुष्परिणामं जनयति